नमस्ते रेणुका वाटर् सप्लै वा नमस्ते भगिनी अहं बहुवारं दूरवाणीं कृतवान् एतावत् एतावता न उन्नीतं इदानीमेव उन्नयन्ति दूरवाणीं मह्यं तु गृहे भवावः सर्वेपि सर्वेपि बालकाः सन्ति वृद्धाः सन्ति जराः सन्ति एतत् जलं नास्ति चेत् कथं कथं वयं जीवावः यतोहि जलं नास्ति चेत् छात्राः कथं वा स्थास्यन्ति अत्र एतत्तु स्थानं तु पाटशाला अस्ति गृहं नास्ति अत्र दशछात्राः सन्ति तत्पूर्वं वक्तेव्यं खलु विरामः स्वीकृतवन्तः इति सर्वे इदानीं वदन्ति चेत् अहं कुत्र वा गत्वा क्रीणिष्यामि तत् इदानीं वयं किं करिष्यामः भगिनी इदानीं नास्ति चेत् श्वः किं करिष्यामः जलं नास्ति नूनम् आगच्छति खलु यतोहि गतवासरे यावत् कश्चन आगत्य जलं दत्तवान् सः दत्वा गतवान् संपूर्णं जलं समग्रं जलं यावत् मृत्तिकामयम् अस्ति शुचिरेव नास्ति एतत्तु अहं स्थापयामि तत् सर्वम् एवं वदन्ति अहं धनं दत्वा एव खलु स्वीकरोमि जलं भवती एव खलु सर्वं कृत्वा दातव्यम् किमर्थम् एवं समाधानं वदन्ति

अहम् इतः परं भवत्याः ये वाट्सप् वाटर् शाप् मध्ये वयं जलं न क्रीणिष्यामः यतो हि एवं सर्वदा एवं कुर्वन्ति दीपावालि एव आगच्छति समीपे सर्वं जलं नास्ति चेत् कथं वा कोलाहलः भवति तद्भवतु इदानां भक्षणादिकं कर्तव्यं गृहे जलादिकम् आवश्यकं खलु किञ्चित् कृपया प्रेशयन्तु श्वः तत्तु भवतु भवत्याः नेता अस्ति वा नेता वा तत्र तस्य वाक् वाक् तत् प्रेशयन्ति चेत् अहम् एकवारं तेषां निकटे भाषणङ्करोमि

एवं तथा कुर्वन्तु यतो हि अहं बहुवारं भवत्याः सविधे एव अहं स्वीकुर्वन् आसम् इदानीम् अस्मि इत्येवं कुर्वन्ति चेत् अहं कथं वा स्वीकरोमि

आम् यं प्रेशयन्ति सोपि जलं आगत्य स्थापयित्वा गच्छति अहम् अहं वदामि भोः जलं सम्यक् नास्ति इति सः तत् तस्य उत्तरम् अपि अदत्वा गच्छति सः किं कर्तव्यम् आगत्य तत्ततद्भवतु सः आगत्य एतत् सम्यक् अवलोक्य एव खलु गन्तव्यं सम्यक् अस्ति वा जलम् इति तस्य कार्यं तावत् अत्र आगत्य स्थापणं गन्तव्यं गमनं इत्येव अस्ति तत्तु समीचिनं नास्ति तादृशम् अस्ति चेत् एजेन्सि कथं वा तत् तस्य वृद्धिः भवति तस्य वृद्धेः निमित्तमेव खलु तत् तद्भवतु नाम इदानीम् इदानीं जलविक्रयणमेव दोषाय वदन्ति भागवते भागवते जलविक्रयणमेव दोषाय वदन्ति भव भवती तावत् जलमेव किं शुचित्वमेव नास्ति शुद्धमेव नास्ति एवम् दास्यन्ति चेत् दोषाः एव भवन्ति सर्वदा आम् भूमौ नीस्ति चेत् आकाशे अस्ति खलु आम् स्थापणं कुर्वन्तु